मम स्वजीवनस्य विषये वदामः चेत् अधिकमेव भवति पूर्वमहं किं वदन्ति भवन्तः इति श्रीमन्तः इति अस्ति कलु तादृशं अस्माकं जीवनम् आसीत् मम पिता शिक्षणाधिकारी आसीत् मम माता प्राथमिकस्तरे शिक्षिका आसीत् सा अतः अस्माकं जीवनमेव तत् तद् किं सिल्वर् स्पून् इति वदन्ति तादृशं अस्माकं जीवनम् आसीत् अधिकाधिकम् अहं कुत्रापि गच्छामि चेत् गच्छतु इति वदन्ति धनमवश्यकं वा स्वीकरोतु इति वदन्ति तादृशम् अस्माकं जीवनम् आसीत् परन्तु एतावत्पर्यन्तमहं भवन्तः न जानन्ति एव अहं चायं काफीं न पिबामि अनन्तरं शुद्धशाखाहारी महोदय अनन्तरं मांसाहारः मद्यपानम् धूम्रपानम् न इच्छामि एव न करोमि अपि यदि केपि कुर्वन्ति चेत् तेषां प्रति निवेदयामि मास्तु इति इत्युक्ते जीवनं तैः व्यर्थं भवति जीवनम् इत्युक्ते ततदेव पूर्वमहं बहु क्रोधिष्टः आसम् बहु क्रोधिष्टः इति वकीलः उक्तवान् तदा किञ्चित् क्रोधम् अधिकम् आसीत् धनमधिकं प्राप्तवान् आसम् अतः आदौ यदा अहं तत् स्वामिनं प्रति तत् दर्शनं कृतवान् खलु सिद्धेश्वरस्वामिनः ते उक्तवन्तः मास्तु महोदय इतःपरं भवान् संस्कृतं पठतु सर्वत्र प्रसारयतु इति ते आदेशं दत्तवन्तः तदारभ्य एतावत्पर्यन्तं तेषां आज्ञाः आदेशम् अहं परिपालयन्नस्मि अधिवक्ता सर्वं त्यक्त्वा इदानीं संस्कृतशिक्षकरूपेण सर्वत्र समग्रभारते अटन्नस्मि तदपि संस्कृतकार्यं कुर्वन्नेव अतः तद्विषये किमपि न वदामि जयतु संस्कृतं जयतु भारतम्